तत्र चायम् अस्ति वा काफ़ी अस्ति वा ओ हा हा केवलं पानीयम् अस्ति वा भक्षय किञ्चत् किमपि अस्ति वा किमस्ति एवं वा

एवं वा महान् सन्तोषः तर्हि एकं चायं ददातु क्षीरसहितं किञ्चित् शर्करा न्यूनं

महिलाचायमध्ये कः विशेषः मया न यदा कदापि न अपि मसालाचायम् एवं वा ह तर्हि तदेव तदा तर्हि तदेव ददातु कति हा चलतु यतो हि मम कासः अस्ति मम आरोग्यं सम्यक् नास्ति शीतः अपि अभवत् कासः अपि अस्ति अतः मसाला चायम् एव ददातु एवं वा हा भव क्षीररहितमेव ददातु गुडः का गुडमेव सम्यक् इति मन्ये एवम् आरोग्यं तु सम्यक् अस्ति वा आरोग्यार्थं सम्यक् अस्ति वा

त्वं

एवं वा भवतु भवतु धनं कति धनं कति एवं भ मौल्यं भवति मौल्यं भवति क्षम्यतां मौल्यं कति भवति